अहम् एकं सन् ग्लास् उपनेत्रं क्रीतवानस्मि अत्र बहु आतपः वर्तते सूर्यप्रकाशः बहु तीक्ष्णरूपेण अत्र वर्तते उडुपि नगरे अतः अहम् एकं क्रीतवान् परन्तु तद् तत्र विक्रयणसमये बहु उत्तमरूपेण तस्य उपयोगं भवति इति ते उक्तवन्तः आपणस्य जनः परन्तु अहं क्रीत्वा आगतवान् अत्र यदा उपयोगं कुर्वन्नस्मि तत् तु व्यर्थमित्येव भाति मम धनं व्यर्थमभवत् इति अहं चिन्तयन् अस्मि किञ्चिदपि तत् सम्यक् नास्ति तत्र तत्र नेत्रे तत् बहुक्लेशाय भवति दृष्टुमपि सम्यक् न शक्यते तत्र तीक्ष्णतापि न्यूनं न भवति एवं बहु क्लेशं जनयति किमिति चेत् बहु इरिटेशन् भवदस्ति अतः अहं तत् प्रतिदास्यामि इति चिन्तयन् अस्मि किञ्चित् अपि एतत् उत्तमं नास्ति एतादृश सन् ग्लास् भवन्तः यदा कदापि न क्रीणन्तु चिन्तयित्वा एव क्रेतव्यं परीक्षा कृत्वा एव क्रेतव्यं भवति नो चेत् एवमेव वयं क्रीणीमः चेत् तस्य व्यर्थं धनव्ययम् अनन्तरं मानसिकक्लेशः अपि भवि भवति